अहं जीविकायै उपन्यासिकारूपेण कार्यं करोमि तदपि संस्कृतविषये एव मम महती आसक्तिः बाल्ये अपि मम अष्टमनवमदशमकक्षायामपि अहं संस्कृतं स्वीकृतवी अतः संस्कृतं पाठनीयमिति बाल्ये एव मम मनसि आसीत् अतः अहं विद्वत् कृत्वा महाविद्यालये उपन्यासिकारूपेण कार्यं कुर्वती अस्मि तत्र महती तृप्तिः मम संस्कृतमेव मातृभाषारूपेण अहं वक्तुमिच्छामि अतः संस्कृतभाषामेव अहं वृत्तिरूपेण चितवती तत्र बालानां कृते पाठनं अहं बहु इच्छामि अतः एतां वृत्तिमहं स्वीकृतवती